हलो नमो नमः आं कौशिकः वदामि अस्तु भवान् किं किम् आर्डर् कृतम् भवता किं किं कृतम् आर्डर् अच्छा अस्तु किं किम् अस्ति आ अस्ति मरिचिका अस्ति

पलाण्डुः अस्तु अस्तु अस्तु लिस्ट्मध्ये एव अस्ति आमामाम् अस्तु आम् आम् अस्तु कृपया तिष्ठन्तु अहं दृष्वा वदामि आम् आम् आम् अत्र अत्र तु भव भवता आर्डर् कृतम् आं मया इदानीं दृष्टं भवता आर्डर् कृतम् द्वाविंशति द्वाविंशतिदिनाङ्के सायङ्काले भवता आर्डर् कृतं केन ऐटम्स् इति आम् आं तत्तु पर्चेस् जातं भवत्सविधे ऊनविंशतिदिनाङ्के प्रायः ऊनविंशतिदिनाङ्के भवत्समीपे तत्तु सर्वं भव भवता प्राप्यते तत् प्रेषितम् इतः अस्तु अस्तु इतः प्रेषितं परन्तु अधुना तु ट्रान्स्फ़ोर्ट्मध्ये काचित् समस्या अस्ति तन्नाम वाहनसमस्या रोड् अस्ति खलु मार्गे मार्गे समस्या अस्ति मार्गे समस्या अस्ति इतः पूर्वम् अस्तु अस्तु तत्तु अहम् वदामि तान् तं वदामि डेलिवरि जनं वदामि परन्तु इतः पूर्वं भवता यद् यद् आर्डर् कृतं तत् तत्तु समयानुगुणं प्राप्तं न वा इदानीं तु काचित् समस्या आगच्छति अस्तु चिन्ता मास्तु अहं तं सूचयामि डेलिवरि जनं सूचयामि ये झटिति गत्वा भवत्सविधे भवत् यद् यद् आर्डर् कृतम् तत्तु सर्वं झटित्येव प्राप्स्यन्ते चिन्ता मास्तु अस्तु अस्माकम् अस्माकं परिषदा भवते रोचते वा

अस्तु अस्तु तर् तर्हि तर्हि तर्हि तर्हि भवान् परिवारजनानां सूचयन्तु आर्डर् करणाय इतः आर्डर् करणाय अस्तु अस्तु सुभाष धन्यवादः